मम ग्रामः तावत् आतपप्रदेशे वर्तते इत्यतः तत्र वृष्ट्यभावात् अन्तर्जलसहकारेण कृषिः कर्तव्या इत्यतः तत्र कार्पासः इत्यादिकं वर्धयन्ति तत्र च तेन बहु मार्केट् इत्यादिषु विक्रेताः क्रेताश्च भवन्ति तथा च अस्मिन् काले तस्य बहु अपेक्षा वर्तते इत्यतः तेषां सर्वेषामपि जनाधिक्यात् सर्वे कृषकाः तदेव क्रीत्वा सन्तुष्टाः एवम् अस्माकं प्रदेशेषु जोळा इति वर्धयन्ति तत्र बहुविधप्रकारेण तद्भवति एवं तत् तेनैव लोके बहुविधाः पाकाः प्रसिद्धाः इत्यतः जनाः त तत् क्रीत्वा भुक्त्वा च आरोग्यवन्तः भवन्ति एवं अस्माकं प्रदेशे बहु इत्युक्तौ लशुनम् अत् तथा च लशुनं वर्धयन्ति एवं तस्य विक्रयणमपि क्रियते तथा मरीचिका एवं शेङ्गा तथा